सांस्कृतिकपरम्परां रक्षितुम् अहम्मन्ये सर्वे पूजां करोतु करो कुर्वन्तु तथैव यथा समाजे नाटिका लघुनाटिका वा चलचित्रम् तस्य सहायेन किमर् किमपि मार्गदर्शनम् आवश्यकं परम्परायाः रक्षणम् आवश्यकं तथैव यथा गायनं नृत्यं मन्दिरेषु भजनं करणीयं प्रतिदिनं मन्दिरगमनम् आवश्यकं तथैव तेन किम् अभवत् अस्माकं भवति तेन किं भवति अस्माकं मनसि उत्तमाः विचाराः आगच्छन्ति तथैव ये बालाः सन्ति ते अपि अस्माकं कार्यम् दृष्ट्वा ते अपि उत्तमं कार्यं कुर्वन्ति